गायने प्राधान्यतः किम् आवश्यकम् इत्युक्ते ध्वनिमाधुर्यं श्रुतिबुद्ध श्रुतिबद्धः तालबद्धः गायनम् तेषाम् अधिका भावपूर्णगायनम् अत्यावश्यकम् भिन्न भिन्नभाषायां किम् आवश्यकम् इत्युक्ते भाषाज्ञानं भाषायाः सम्यक् उच्चारणम् यदि भाषायाः अर्थं न जानाति तर्हि भावस्फूर्णं न भवति पाण्डित्यं दर्शयितुं शक्यते परन्तु हृदयस्पर्शिगायनं न भवति भाषा कापि भवतु शैली कापि भवतु गायने यदि अर्थं ज्ञात्वा अनुभवं कृत्वा लयबद्धः श्रुतिबद्धः मधुरध्वनेः यदि गायनं भवेत् तर्हि तदैव सङ्गीतस्य रसास्वादनं भवितुम् अर्हति